अस्माकं प्रदेशे माध्यमद्वारा यद्विषयं प्रसारं करोति तद्वारा एव जनाभिप्रायः निर्माणः भवति तदर्थं माध्यमा अत्यन्तप्रुमख इति अहं भावयामि स्थानीयवार्तापत्रिका किम् अपि नास्ति वयं राज्यस्तरीयपत्रिका विजयवाणी एतानि एव उपयोगं करोति एतद् एव एतद् विषये मम विचारः